यदा भिन्नभिन्नभाषासु गायनं करणीयं भवति तत्रापि भिन्नभिन्नशैल्या गायनं करणीयं भवति तत्र प्रथमं तस्यां भाषायां विद्यमानानि विद्यमानानि गीतानि यानि भवन्ति तानि अहं प्रथमं शृणोमि तत्र उच्चारणं कथं भवति रागस्य व्यत्ययः तत्र कथं कृतं भवति इत्यादि विषयान् अहं सम्यक्तया एकवारं परिशीलयामि तदनन्तरम् अहम् एकवारं तस्यां शैल्यां तथा वक्तुं प्रयासं प्रयत्नं करोम्यहं यदा सम्यक् भवति तर्हि सम्यक् भवति नास्ति चेत् इतोऽपि एकवारं कुत्र मया सम्यक् न गीतं भवति तादृशं स्थानम् एकवारं सम्यक् अत्र गायने परिशील्य पुनः अन्यत् गानान्तरं यत्किमपि एकं श्रुत्वा तत्रापि कथम् अ उच्चारणादिकं कृतं वर्तते तत्र भाषायाः शैली कथं वर्तते इत्यादिविषयान् एकवारं दृष्ट्वा तदनन्तरम् अहं गायनं करोमि एवमेव कथञ्चिदपि तत् सा शैली मया न अवगता चेत् मम शैली या वर्तते तस्यामेव शैल्याम् अहं गायनं करोमि तावत् अधिकं तत्र प्रयासं न करोमि यतः यत् गानं यद्भवति मया यथा गातुं शक्यते तथैव गायामि यदि शक्यते तस्यां तस्यामेव शैल्यां गायामि नास्ति चेत् तत् शैली अपि न मम शैली अपि न इति न भवेत् तस्मात् या शैली सम्यक् मया अवगता भवति तस्यामेव शैल्याम् अहं गायामि